अधुना सर्वकारेण आयुष् इति नाम्ना देशीयचिकित्सापद्धतेः विषये विषये यत्किञ्चित् यथामति विज्ञापयामि इदानीम् आयुष् चिकित्सालयपद्धतिः चिकित्सा क्षेत्रे चिकित्सा क्षेत्रे महत् परिवर्तनम् आनयति

औषधानां विषये वा अथवा रोगाणाम् विषये यत् सुलभतया निवारयितुं शक्यते तद्रित्या एव आयुष्